भारतीयदर्शनेषु वेदान्तदर्शनमेकम् वेदान्तदर्शनेन सर्वेषाम् अन्येषां खण्डनं कृतं मतानां च अत्र वैदिकदर्शनम् अवैदिकदर्शनञ्च इति एकम् इति भेदद्वयं वर्तते वैदिकदर्शने वेदान्तादयः शास्त्राः वेदान्तादीनि शास्त्राणि वर्तन्ते अवैदिके चार्वाकदर्शनमित्येकम् चार्वाकस्य मतङ्किम् अस्मिन्नेव समये यद् उपलभ्यते तस्य उपो उपभोगः कर्तव्यः केन दृष्टं पुनर्जन्म भवति वा न सः न विश्वसिति अस्मिन् विषये सः पुनर्जन्म न विश्वसिति सः प्रत्यक्षमेव प्रमाणम् एव मन्यते सः प्रत्यक्षप्रमाणमेव मन्यते इति कारणात् सः किं वदति ऋणं कृत्वा घृतं पिबेत् नाम इदानीं घृतम् अपेक्ष्यते चेत् ऋणं कृत्वा घृतं स्वीकर्तव्यम् अनन्तरं पश्यामः तस्य धनं कदा दातव्यं वा किमर्थमित्युक्ते भस्मीभूतस्य देहस्य अयं देहः भस्मीभूतः इत्युक्ते अस्यापि नाशः विहितः तर्हि भस्मीभूतस्य देहस्य पुनरागमनं कुतः इति सः पृच्छति इति चार्वाकदर्शनं अस्मिन् काले नैकैः आचर्यन्ते चार्वाकदर्शनं तात्कालिकसुखम् एव आश्रियते